हा भो याननिर्वाहक मन् हा इदं इदं यानं मन्त्रालयं गम्यते खलु तिरुपति गच्छति वा ओ अस्तु अहं मन्त्रालय इति चिन् विचिन्त्य तत्र ब इदानीं उपविष्टो अस्मि इदानीमहं मङ्गलूरु हा अस्तु

हा हा

बस् बस् यानस्य नाम किमपि वर्तते हा हा हा एवं वा आ अस्तु अस्तु अस्तु अदि व्यय वेतनं कथं भवति व्ययः तत्र आहाहा आ डिस्कौण्ट् किमपि हा हा हा हा हा हा हा यत्र तत्र मध्ये मङ्गलूरु मन्त्रालयोर्मद्ये यत्रकुत्रापि देवालयस्य समीपे वा बस् तत्र नाम किञ्चित् हा हा हा हा आ हा यतः मम आरोग्यसमस्या काचित् वर्तते तदर्तं बहिः न खादामि तदर्थं यत्र यत्रकुत्रापि मन्दिरे वा पूजालयसमीपे वा हा एवं हा अस्तु अस्तु अस्तु अस्तु ओ हो कति समयः अपेक्षते मङ्गलूरुतः मन्त्रालयपर्यन्तं आ चतुर्दशघण्टात्मकः कालः हा अस्तु अस्तु तत्र मार्गं सम्यक् अस्ति खलु हा हा हा हा आं अतः हवानियन्त्रित नाम वायु एसि एसि हा हा हा ओ ओ हा रुतेव रुतेव हा हा हा अस्तु अस्तु अस्तु हा अस्तु अहं अस्तु अहं तत्र गच्छामि अन्यस्मिन् याने मिलामः

हा हा अस्तु अस्तु दन्यदावादः दन्यदावाः